इदानीं सर्वेषु क्षेत्रेषु प्रविधि एवम् अन्तरभूता वर्तते तत्र मुख्यतया कृषिक्षेत्रे तत्र टेक्नालजी अवश्यम् अनिवार्यरूपेण अपेक्षते अतः इदानीं सर्वं सर्वेपि कृषिक्षेत्रं त्यक्त्वा गच्छन्ति यदि तान् कृषिकान् यदि वयं टेक्नालाजी अभ्यासं कारयामः ते सम्यक्तया तत्र उपयोगं कुर्वन्ति एवं पशुपालने मत्स्यपालनार्थं यथा भिन्न इदानीं सर्वं क्र प्रदूषमयं वातावरणम् उपलभ्यते अतः अस्मिन् समये प्राकृतिकं किमपि न लभ्यते तर्हि टेक्नालजी उपयुज्य तादृशरूपेण वयं कार्याणि साधयितुं शक्नुमः